नमो नमः वदतु भवान् किम् अस्ति आम् आम् आं प्राबल्म् अस्ति

कस्य प्रोडक्ट् मध्ये कति अथवा विषयः बादावगे आहा तस्य मध्ये किं जातं किं प्रोब्लम् अस्ति

शक्यते किन्तु सेट् भवन्तः औषधस्य सेट् उद्घाटितवान् वा आं भोः तर्हि कम्प्लेण्ट् मम दूर्वाण्याः उपरि एकं मेसेज् ददातु कश्चित् कश्चित् ओषधीनां मध्ये किं जातम् आमाम् अहम् अहं पश्यामि भो अद्याहं पश्यामि चिन्ता मा करोतु भो किञ्चिदपि चिन्तां न करोतु अहम् अधिकम् अधिकम् आं तथा चेत् अहं किं करोमि कम्पनि मध्ये यस्य सु्प्रज् येन प्रकारेण आयाति तर्हि अहं ददामि

तर्हि अस्तु लेबिन् आवश्यकम् अस्ति भवान् यदि इच्छति तर्हि अहं खाद्यस्य उपरि समस्यास्ति तस्य निवारणार्थं लबनिकरणं करोमि तथा च विषस्य बाधा अस्ति वा कीटाः कीटसमस्या अस्ति किञ्चिद् वृक्षस्य उपरि तस्य निवारणार्थम् अनेकाः औषधयः मम समीपे अस्ति तर्हि ताः अपि स्वीकरोतु भवान् फवार तदेव मात्रांम् मात्रा अधिकं किं न करोति भवान् औषधस्य मात्रा अधिका जाता तेन कारणेन वृक्षस्य उपरि व्यतिरिक्तः पारिणामः भवति आमामां धन्यवादः आयातु तर्हि